नमस्कारः मम प्रदेशस्य प्रधानाः सांस्कृतिक उत्सवाः बहवः सन्ति तेषां मध्ये बिहुः अस्ति प्रधान उत्सवः तथा च दुर्गापूजा दीपावलिः इति तु सन्ति एव दुर्गापूजामध्ये विशेषः भवति कारणम् अधिकाधिकजनाः सांस्कृतिकरूपेण मातुः पूजां कुर्वन्ति न केवलम् एकस्य समुदायः अपि तु अपरे समुदायाः अपि आगच्छन्ति सहायतां कुर्वन्ति तत् मध्ये प्रथमे पूजायाः एकसप्ताहपूर्वं महालयः इति उच्यते तत्र पूजा सामान्यतया पूजा तथा च चण्डीपाठः भवति अनन्तरम् एकसप्ताहानन्तरं पूजा भवति पञ्चदिनानि भवति पूजा पूजा मध्ये पूजायाः पूर्वं वयं धनं धनसंग्रहं कुर्मः गृहं गृहं गत्वा नगरं नगरं गत्वा यस्य यत्र सामर्थ्यं भवति तत् प्रदानं भवति तदानीम् एकस्मिन् स्थाने मण्डपः इति निर्माणं भवति निर्माणं कृत्वा अनन्तरं पूजा भवति तत्र अन्तिमदिनाङ्के पूजानन्तरं मूर्त्याः विसर्जनं भवति अर्थात् किमपि बृहत् नद्यां सरोवरे वा विसर्जनं क्रियते इति एव यदि केऽपि वैदेशिकजनाः आगच्छन्ति तस्मिन् विषये यादृशं भवति तादृशं वयं वदामः तत्र सामान्यतया एव न तु विशेष्यतया विशेष्यतया वदामः चेदपि तत् यत् वयं परम्परा अस्ति यत् वयम् अस्माकं सांस्कृतिककार्यक्रमाः यत् कार्याणि कुर्मः यत् मातुः अस्माकं प्रति सेवा समर्पणाभावः तदेव वदामः विशेषतया इति